मम व्य व्यक्तित्वे संस्कृतौ संस्कृतस्य प्रभावः अत्यधिकः सन्ति यथा अहम् अन्य संस्कृतं पठामि चेत् यथा आरम्भं क्रियते चेत् मम उपरि संस्कारविषये अत्यधिकः प्रभावः भवति यथा संस्काराः आगच्छन्ति मातुपितृविषये अत्यधिकं जानीमः किं माता भवति किं पिता भवति अन्यविषयेपि जानीमः परन्तु माता पिता किं संस्कारः दीयते कथं दीयते गुरोः उपरि श्रद्धा भवति चेत् बहूनि पुस्तकानि प्राचीनं प्राचीनं पुस्तकस्य किं लिपिः किं ग्रन्थः अस्ति यथा रूपेण अहं पठामि चेत् तदा संस्कृतं संस्कृतोपरि अत्य मम उपरि संस्कृतस्य अत्यधिकः प्रभावः